सुमध्याह्नम् तव कर्तुं शक्यं कर् भवतः भवत्याः कर्तुं महासने प्रत्येकं करणीयम् कि तदर्थं धनं कति धनं आवश्यकम् महासने महासने ऊर्ध्वभागे पार्श्वे अपि कब्बोर्ड् बर्क् क्रियते इति मया उद्दिश्यते किम् मम हस्ते सहस्रं सप् एकविंशतिसहस्रं ततः तदनन्तरं भात्रूं निर्मातुं मया उद्दिश्यते किन्तु तव प्रवर्तिपरिचयं आम् आवश्यकम् आवश्यकम् मया मया द्वि द्विस द्विवर्षयोः एकं न आवश्यकं डार्क् डार्क् अगतम् अगामि ब्रौन् ख खलर् दातुं चिन्तयति आम् बरोळ बरोल बरोळ निर्मातुं आवश्यकम् बरोल नाम कः अर्धम् अर्धवृत्ताकृतिः नाम अर्दवृत्ताकृते क्रियते अनन्तरं ओ के धन्यवादः